मम जीवने महत् कष्टम् किं इत्युक्ते एकस्य ग्रन्थस्य शिरसि धारणं सुलभन्न महान् ग्रन्थः सर्वांशेन शिरसि धारणीयः इत्युक्ते सुलभन्न तस्य परीक्षा अपि अग्रे भविष्यति एकैकः अंशः अपि स्मर्तव्यः इति इदं महत् कष्टम् तर्हि तस्मात् कष्टात् कथं बहिरागतः इत्युक्ते किमपि नास्ति प्रतिदिनं पठनं अत्यन्तं मुख्याः ये अंशाः तेषाम् उल्लेखः पौनःपुन्येन आवर्तनं यः ग्रन्थः शिरसि धरणीयः इति अस्ति तस्य ग्रन्थस्य पाठनं पौनःपुन्येन पाठनम् अत्यन्तं सुलभः मार्गः अनायासेन तस्मात् कष्टात् बहिरागच्छामः प्रायेण एवं कुर्मश्चेत् मासद्वये समग्रग्रन्थः शिरसि धृतः भवति